ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा व्यक्तिः बह्वयः कौशलान् विकसितुं शक्नोति यथा सम्भाषणकौशलम् कथं सम्भाषणीयं कथं नियमादिकं वक्तव्यं पुनश्च निर्णयकौशलं निर्णयं कथं स्वीकरणीयम् तथा अवगाहनकौशलं यथा नियमकथनावसरे अवगमनं द् दीयते तथा च अनुग्रह्णाति कार्यनिमग्ना भवति तेन अवगाहनकौशलं वर्धते अनन्तरं करकुशलता शीघ्रं कार्यं क्रीयते एवम् इत्यादिकं कौशलान् विकसितुं शक्नोति